मम स्वक्षेत्रं तु वडक्काञ्चीति भवति तत्र अहम् एकां भूमिं क्रीतवान् तत्र क्रयणावसरे यः भूमिं ददाति सः उक्तवान् षट् लक्षपरिमितं रूप्यकाणि आवश्यकानि इति अहमुक्तवान् षड्लक्षम् रूप्यकाणि दातुं नास्ति तर्हि तत्र न्यूनं करोतु इति अहम् उक्तवान् तत्र न्यूनकरणे तत्र समस्या अस्ति अथवा न शक्यते इति ते न उक्तम् तदानीं तत्र मध्ये मम एकः बन्धुः उक्तवान् अहं तत् चत्वारि चतुर्लक्षम् णि भवतु इति अहं तं प्रति वदामि इति एवं मध्यस्तः एकः अस्ति तर्हि मम इष्टं यत् यानि रूप्यकाणि दातुम् अस्माकम् हस्ते अस्ति तानि रूप्यकाणि दत्वा भूमिं क्रेतुं वयं शक्नोमि एवं भूमि क्रयणसमये एकस्य मध्यस्तस्य आवश्यकता उक् सर्वदा समूखी कुर्मः वयम् एवं विक्रयणे अपि अहं वयम् एवं तन्त्रं स्वीकरणीयमस्ति स्ट्राटजि स्वीकरणीयमस्ति तन्त्रस्वीकारे वयम् अस्माकं भूमिं विक्रेतुं वयं शक्नुमः यदावश्यकं तदुपरि धनं वक्तव्यं यः क्रेतुम् आगतवान् तं प्रति तथोप्यधिकं धनं आवश्यकमिति वक्तव्यम् एवं तर्हि वा यद्धनम् अस्माभिः इष्टं तद्धनं वयं लभामहे एवं विक्रयण अवसरेपि तन्त्राणि आवश्यकानि एवन् तर्हि एव तानि रूप्यकाणि वयं लभामहे